भारतीय ज्ञानपरम्परायाः मूलाधारः वेदः एव वेदः चतुर्धा विभज्यते यथा ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः पुनः तत्र वेदस्य एव षडङ्गानि वर्तन्ते ते सन्ति शिक्षा कल्पः व्याकरणं निरुक्तः छन्दः ज्योतिषं चेति वस्तुतः वेदाः एवं वेदस्य अङ्गानि भिन्नभिन्नतया तत्र पाठ्यन्ते परन्तु एवमुच्यते यत् अङ्गानां विना वेदः वेदानां सम्यक् ज्ञानम् एवं च वास्तविकं ज्ञानं भवितुं नैव शक्यते अतः वस्तुतः वेदस्य अध्ययनात् पूर्वं वेदाङ्गानां तत्र प्रवेशः आदौ करणीयः इति आचार्यैः वदन्ति तत्र वेदाङ्गानां ये अङ्गानि सन्ति तत्र मया सामान्यतया पठितमस्ति परन्तु विशेषरूपेण वेदाङ्गं यत् ज्योतिषमस्ति यत् वेदपुरुषस्य तत्र चक्षुः अस्ति चक्षूरूपा तत्र ज्योतिषं शास्त्रं यदस्ति तस्य अध्ययनं मया कृतम् एवं च सामान्यतया व्याकरणस्य अपि अध्ययनं कृतम् एवं च यद् इदानीं यदि वदामि चेत् ज्योतिषशास्त्रम् अनेकभेदविषयमस्ति ज्योतिषशास्त्रे तत्र स्कन्धत्रयं वर्तते स्कन्धत्रयात्मके ज्योतिषशास्त्रे विभिन्नविषयाः भवन्ति ते स्कन्धाः सन्ति सिद्धान्तः संहिता होरा इति पुनः सिद्धान्ते तत्र सामान्यतया गणितादिविषयान् अथवा ग्रह इत्यादीनां कथं साधनं कर्तव्यं ग्रहस्पष्टं चन्द्रस्पष्टम् इत्यादीनां विषये तत्र सैद्धान्तिकपक्षान् स्पष्टीकरोति एवं च यत् सिद्धान्तं तु जातं संहिता अस्ति तस् त समष्टिगतं तत्र फलम् उच्यते एवं च होरायां व्यष्टिगतम् अथद्वा एकैकशः व्यक्तिशः यत् फलं क्रियते फलादेशं क्रियते तदेव होरा शास्त्रमिति एवं प्रकारेण वेदाः तथा च वेदाङ्गानि पृथक् पृथक्तया एव आद्रियन्ते इति सामान्यतया सर्वे एव आमनन्ति अथवा अनुकुर्वन्ति